मम इष्टतमं पुस्तकम् अस्ति दर्पणः इति तस्य नाम तस्य पुस्तकस्य वैशिष्ट्यं किमित्युक्ते पुस्तकस्य उपरि चित्रं यत् अस्ति तत्र कश्चन दर्पणः वर्तते दर्पणस्य पुरतः कण्टकः इति अस्ति परन्तु कण् दर्पणस्य पुरतः कण्टकः अस्ति परन्तु दर्पणे तु पुष्पं कमलम् इति दृश्यते कमलपुष्पम् इति दृश्यते